वेदाध्ययने निरुक्तस्य पात्रं निर्वचनकार्यमेव अत्र ऋग्वेदे प्रथमसूक्तः अग्निमीळ्हे पुरोहितम् इति पदे आरभ्यते तत्र पुरोहितपदस्य अर्थः यास्काचार्यः ईदृशः वदन्ति पुरोहितम् अस्माकं पुरतः वेद्यां मम हिताय स्थितम् इति तदेव वेदात् निरुक्तस्य अत्यंतम् अत्युत्तमम् उदाहरणं निरुक्तस्य विशेषः निरुक्तः वेदस्य श्रोत्रेन्द्रियः इति उच्यते बुधैः अत्र य एकेनैव ग्रन्थेन यास्काचार्यः केवलं वेद पदार्थस्य आर्षपरम्परारीत्या अर्थं कीदृशम् अवगन्तुं शक्यते इति दिग्दर्शनमेव कृतम् तेषां दिग्दर्शनम् उपयुज्य अन्येषु स्थलेषु अहं वेदार्थम् अवगन्तुम् अवश्यं शक्यन्ते यास्काचार्यः केवलम् वेदार्थेषु त्रीणि वेदार्थाः त्रि त्रिविधाः सन्ति आदिभौतिकं आदिदैविकम् आध्यात्मिकं यास्काचार्यः आदिदैविकपदे आदिदैविकार्थमेव बहु स्थलेषु कृतवान् इति सर्वे जानाति एव